भारतस्य मुख्यानां पर्यटनस्थानानां मध्ये दिल्ली जय्पुर् गोवा राजस्थान् केरला इत्यादयः प्रदेशाः आगच्छन्ति तेषां विषये वदामश्चेत् प्रथमतः दिल्ली अस्माकं भारतदेशस्य मुख्यकार्यालयः यत्र वर्तते दिल्ली विषये वदामि देशस्य चतुर्षु प्रमुखनगरेषु अन्यतमा राजधानी दिल्ली शीर्षदशपर्यटनस्थलेषु शीर्षस्थाने अस्ति भवनानि स्मारकाः दुर्गाणि उद्यानानि व्यवस्तापनाः व्यस्तापनाः आपणाः मार्गाः ज सन्ति ये गौरवपूर्णम् इतिहासं वदन्ति ये मिलित्वा मिलित्वा सम्पूर्णस्य देशस्य प्रतिबिम्बं वदन्ति दिल्लीनगरस्य लालदुर्गः कुतुब्मिनार् जन्तर् मन्तर् संसद्भवनं मुगलुद्यानं मेट्रो रेल् लोधी उद्यानं स्वामीनारायणः अक्षर्धां मन्दिरम् इत्यादीनि मुख्यानि आकर्षणस्थानानि सन्ति यानि पर्यटकान् पर्यटकानाम् आकर्षणं कुर्वन्ति अतः देशस्य प्रत्येकं लघु लघुनगरं प्राप्तुं बस् रेल् विमानयानसुविधा अपि अस्ति इदानीं जय्पूरस्य विषये वदामश्चेत् राजस्थानस्य राजधानी जय्पुरं प्राचीनानि प्राचीनानि उद् अद्भुतानि च मध्ययुगीनानि मध्ययुगीनदुर्गाणि कालनिर्माणं कालनिर्माणं सरोवराः प्रासादाः च इति कारणेन देशस्य पर्यटनस्थलेषु द्वितीयस्थाने अस्ति भारतस्य पेरिस् इति नाम्ना अस्य अतीव सुन्दरस्य नगरस्य देशस्य प्रथमं योजनाकृतं नगरम् इति स्थितिः अस्ति जयपुरं गुलाबन गुलाबीनगरम् इति अपि कथ्यते अत्रत्यानां पर्यटनस्थलानां मध्ये नाहरगढदुर्गं जयगड्दुर्गं यत्र विश्वस्य बृहत्तमः स्तूपः अस्ति जलस्य मध्ये निर्मितः जल्महलः हवामहलः सिटि पेलेस् भवनम् अमेरदुर्गः शिवाल शिलामातामन्दिरः जल्टातीर्थः अल्बर्ट् हाल् रामनिवासबागः च इत्यादयः प्रमुखाः अत्र सन्ति गोवा अपि अस्माकं प्रदेशस्य पर्यटनस्थलं गोवा मध्ये समुद्रतटे स्थितं समुद्रं गोवानगरं भारतस्य मिनी यूरोप् इति अपि कथ्यते यतः प्रत्येकस्य युरोपीय संस्कृतेः जनाः अत्र निवसन्ति मुक्तसमुद्रतटे भ्रमणं तु अत्यन्तम् आरामदायकं भवति प्रसिद्धेन समुद्रतटेन अगोण्डा कावेलोम्स् च सः दूधसहागरजलप्रान्तस्य स्वकीयशैली अस्ति देशस्य सर्वासु संस्कृतिषु व्याप्ते अस्मिन् नगरे मन्दिराणि मस्जिदाः चर्च् मन्दिराणि गुरुद्वारा च सन्ति अन्येषां बहूनां धर्माणां पूजास्थानानि च तत्र वर्तन्ते मुम्बै नगरम् अपि कश्चित् कश्चित् कदाचित् बम्बै नगरम् इति प्रसिद्धं मुम्बैनगरम् अद्य भारतस्य वित्तीयराजधानी देशस्य बृहत्तमं महानगरं च अस्ति समुद्रतटे स्थितम् एतत् नगरं बालीवुड् प्र प्रसिद्धानां मुख्यं रात्रौ आश्रयस्थानम् अस्ति अत्र बहवः समुद्राः समुद्रतटाः च सन्ति आधुनिकतया आकर्षणेन ज्ञाताः मुम्बैनगरस्य गगनचुम्बीभवनानि विलासपूर्णानि होटलानि च सम्पूर्णे देशे प्रसिद्धानि सन्ति मरीन् ड्रैव् होटेल् ताज् गेट्वे ओफ़् इण्डिया बान्द्रावर्ली सी लीड्स् महालक्ष्मीमन्दिरं सिद्धिविनायकमन्दिरम् इत्यादीनि आकर्षणकेन्द्राणि सन्ति कच्चि इति केरलस्य तटीयं तटीयनगरं कच्चि अरबसागरस्य राज्ञी इति उच्यते स्वादिष्टैः मसालेदारैः भोजनैः नारिकेलवृक्षैः च प्रसिद्धं कच्चि भारतस्य मुख्यपर्यटनस्थलेषु अन्यतमम् अस्ति समुद्रतीरे स्थितस्य अस्य लसत् हरितनगरस्य प्राकृतिकं सौन्दर्यम् अद्वितीयम् अस्ति एर्नाकुलत्थं नगरं नाम प्रसिद्धं शिवमन्दिरं चर्च् आफ़् सेण्ट् फ़्रान्सिस् चेराह बीच् वास्को दा गामा स्क्वेयर् गुरुद्वारा श्रीगुरुगोविन्दसिङ्ग् सभा डेच् प्लेस् बाल्गट्टि प्लेस् हलि हील् प्लेस् मरीन् ड्रैव् अनन्तरं कञ्जीरामत्तं मस्जिद् इत्यादयः अत्र प्रसिद्धानि दर्शनीयानि च स्थानानि अत्र वर्तन्ते एतानि सन्ति इदम् इदानीं मुख्यानि बहूनि अपि भारतदेशस्य मुख्यानि पर्यटनस्थलानि इतोऽपि सन्ति